अहं तु सिटिमध्ये हैदराबादनगरमध्ये वसामि परिवर्तनशीलं पर्यावरणम् अस्मिन् क्षेत्रे तु किमपि नास्ति किन्तु वयं यदा सामाजिकमाध्यमे यूटूबित्यादि इत्यादिषु पश्यामश्चेत् तत्र बहु क्लेशः कृषिकाणां वर्तते इति वयं जानीमः न किन्तु तस्मिन् विषये कृषिकाः एतस्य विघ्नस्य हानेः निवारणं तु स्वयमेव सर्क् सार् सर्वकारं गवर्मेण्ट्मध्ये स्थापयित्वा स्थापयित्वा तस्य परिहारम् विवेचनीयः स च परिहारं आलोचनीयः परिवर्तनशीलं पर्यावरणं क्षेत्रे एवं बाह्यक्षेत्रेषु एवं सिटि इत्यादि नगरं बहु बृहन्नगरं बृहन्नगराणां नगराणां नगरात् अस्मिन् समीचीनं बहु क्षेत्रं मा अल्पाल्पक्षेत्रेषु तत्र आगत्य पर्यावरणं सर्वमपि मलिनं मलिनीकृत्वा गच्छन्ति तेषाम् उपरि एका कृषेः तेषाम् उपरि एका व्यवस्था सर्वकारीया व्यवस्था अपि ये कुर्युः एवं तस्य विघ्नस्य परिहारं तस्य विघ्नस्य परिहारं तु स्वयमेव मिलित्वा कृषिकाः कुर्युः इति मम अभिप्रायः